अहं तु बहूनि पुस्तकानि पठामि मम तु अभ्यासः एवम् अस्ति बहूनि पुस्तकानि अहं सदा पठामि परन्तु एकं पुस्तकं अहं पठितवान् उत्तिष्ठत जाग्रत इति विवेकान्दस्य पुस्तकम् एकवारम् अहं पठितवान् तत्तु तत् पुस्तकं संस्कृते आसीत् पूर्वपीटिकारूपेण तत्र राणडेमहोदयः लिखितवान् आसीत् तत् पठित्वा बहु तत्र हसितम् अहम् उच्चैः हसितवान् अनन्तरं किमर्थम् इत्युक्ते तत् पठित्वा धैर्यम् आगतम् तत् किमपि भवतु वयं धैर्येण कार्यं साधितुं शक्नुमः इति बहु उत्तमरीत्या तत्र प्रतिपादितवान् विवेकानन्दमहोदयः तट् पठित्वा हसनमपि आगतम् एवमपि कर्तुं शक्यते इति बहुहसितवान् आसम् पुस्तकमपि बहु सम्यक्रूपेण बहुवारम् अहं पठितवान् बहु उत्तमपुस्तकम् इदानीमपि अहं पठामि